देशीय पद्धतिषु आधुनिक क्रमाणां पात्रं नाम देशीयपद्धतिः इत्यनेन मूलम् आयुर्वेदशास्त्रमेव वर्तते आयुर्वैद्यशास्त्रे तद् आधारीकृत्य तदाधारेण आधुनिक न प्रदेशीय वैद्यं वैद्यप्रक्रिया एका अस्माकं सिद्धवैद्यप्रक्रिया इति तमिळ्नाडुदेशे प्रसिद्धा वर्तते यथा जातकादिकं मूलं जातकपारिजातम् इत्यादि बृहज्जातकमित्यादि ग्रन्थान् आधारीकृत्य द्रविडभाषायां भाषान्तरितग्रन्थाः अनेके वर्तन्ते तथैव वैद्यग्रन्थाः अपि अनूदिताः इत्यपेक्षया तद् आधारेण लिखिताः सन्ति तत्र अनेकविधप्रक्रियाः अनेकविधाः प्रक्रियाः औषधनिर्माणाय उक्ताः औषधानां प्रयोगः इदानीमपि यदि आङ्ग्लेय औषधमवलम्ब्य समग्र व्याधीनां रोगानां निवारणं नैव भवति एकं वदामि शिरोवेदनां यदि कफः आगतश्चेत् शिरसि तदा सैनस् इति रोगः भ्रूमध्ये नासिकायां च तत् कफः संलग्नः भवति तस्य निष्कासनार्थम् आयुर्वेद औषधमेव आयुर्वेदे तैलस्य तैलमुष्णीकृत्य नासिकाद्वारे निक्षिपेत् छिद्रे निक्षिप्य तस्य उपरि नयनं कर्तव्यं तदा सैनस् इति दोषः नश्यति यदि आङ्ग्लविद्यं पश्यामश्चेत् तत् भ्रूमध्ये संलग्न लग्न अन्तः शरीरस्य नाम अन् अन्तर्भागे लग्नस्य कफः कफस्य वारणार्थं गुलिका औषधं किमपि दीयतां तत् तथा कार्यं करो नैव करोति तस्मात् अहम् एकम् उदाहरणम् उक्तवान् जलस्य शुद्धीकरणार्थम् अस्माकं मृद्घटे स्थापनं जलं संस्थाप्य अनन्तरं तस्य वस्त्रद्वारा परिशोधनं कर्तव्यं वस्त्रद्वारा पर न वस्त्रद्वारा अन्यपात्रे मा मध्ये वस्त्रं सं संस्थाप्य शुद्धं वस्त्रं संस्थाप्य घटात् अन्यपात्रे तस्य तद् जलस्य नयनं क्रियते तदा इयम् एका प्रक्रिया जलस्य कलुषितजलस्य शुद्धीकरणप्रक्रिया एका एतादृश देशीय प पद्धतेः प्रयोगः यदि क्रियते सञ्चारः क्रियते तदा सामान्य प्रतिदिनं सामान्यजनः प्र यं रोगं यादृशं रोगं प्राप्नोति तेषां रोगाणां निवारणं कर्तुं शक्यते अत्र आधुनिकक्रमाणां पात्रं किमस्ति इत्युक्तम् आधुनिकक्रमाणां पात्रं किम् अस्ति इत्युक्तौ आधुनिकदृष्ट्या प्राचीन औषधप्रक्रियायाः संवर्धनं देशीय पा पा पद्धतीनां संवर्धनं कर्तव्यं तत्र विचारः तथा क्रियते चेत् यथा ते इदानीं विदेशीयजनाः अनुसन्धानं कुर्वन्ति अनुसन्धानं कृत्वा नवनव औषधानि औषधानि नवनव परीक्षणयन्त्राणि निर्मान्ति तथैव अस्माभिरपि देशीयपद्धतिषु आधुनिकरीत्या दृष्ट्या विचारं कृत्वा नवनव औषधान् नव औषधानाम् इत्युक्त्वा विद्यमानान् औषधानामेव भिन्नरीत्या सेवनम् उपयोगः सेवनार्थम् उपयोगार्थं परिशीलनं पा प्रकृ तथा कर्तव्यम् इदमेकम् अनन्तरम् औषधं रोगपरीक्षणार्थमपि नवनवयन्त्राणां निर्माणमस्माभिः कर्तव्यं तथा क्रियते चेत् सर्वांशेन आङ्ग्लेय औषधम् एव आश्रयः नान्य औषधं न अन्य औषधानि सन्ति इति भ्रमः वर्तते सः भ्रमः न केवलमयं भ्रमः प्राचीनपद्धत्या देशीय पद्धतेः प्रविष्ट औषधानि औषधानि तथा कार्यं न कुर्वन्ति समर्थानि न सन्ति इत्यपि भ्रमः वर्तते सोपि भ्रमः वारणीयः प्रायशः वन्ध्यतानिवारणार्थम् इदानीं वैदेशिकानाम् आङ्ग्ल्य औषधानां या प्रक्रिया वर्तते सा प्रक्रिया उचिता प्रक्रिया नास्ति सा सफला प्रक्रिया नास्ति सफलप्रक्रिया इत्युक्तौ फलोन्न फलदायिका प्रक्रिया प्रक्रिया इत्युक्तौ वन्ध्यतानिवारणार्थम् अस्मत् प्राचीनप्रक्रिया एव तत्रापि देशीय प प्रक्रियाः देशीयपद्धतयः पद्धतयः अपि नैकाः सन्ति तत्सर्वम् उपयुज्य रोगनिवारणं कर्तव्यम्